शास्त्रीयसङ्गीतगायने कति भेददर्शनार्थं विभिन्नाः गीतप्रकाराः सन्ति यदा विलम्बितलयः अस्ति तदा बडाख्याल् इति वदन्ति तत् विलम्बितलये धीम्याः गत्यां सन्ति यथा लरामयिसा एतत्तु विलम्बितलयः यदा अधिकलयः मध्यमलयः अस्ति तदा छोटाक्याल् इत्याख्यः खयालः अस्ति यथा ऋतु वसन्तः रमनिमनाला सकल ऋतून्से शैशवकमला एतत्तु मध्यलये अस्ति छोटख्याल् अनन्तरं तराळ इति गीतप्रकारः यदस्ति तत्तु उद्धृतगत्यां गायामः यललमुयललमु नादिर् तोम्तन तदिरि ना तदीर्ना नादिर् दिर् दिर् दीर्ना यललमु यललमु यललीयलले यदेर्न तन नननननन तदेना एवं प्रकारेण भिन्नगीतानां कृते भिन्नलयः वर्तते अर्थवृत्ति अपि भिन्नगीतेषु वयम् अलापनं कृत्वा दर्शयामः तथा पदाभिव्यक्ति अपि वयं तु अस्माकं गीतेषु दर्शितुं शक्नुमः अस्माकं भावः अपि पदेषु अस्ति अतः भावेन वयं तत् पदं गातुं शक्नुमः यदि कृष्णस्य गीतमस्ति तर्हि कृष्णस्य भक्तिः तत्र विराजते यदि विरहगीतमस्ति तर्हि विरहस्य भावः तत्र भवेत् एवं प्रकारेण वयं तु अस्माकं गीते तु अर्थानाम् अर्थान् दर्शयितुं शक्नुमः